आम् मया यूटूब् मध्ये पुनश्च दूरदर्शने पाकवाहिन्याः दृश्यन्ते दूरदर्शने कर्नाटकभाषायां बोम्बाट् भोजनम् इति एकं चानल् आगच्छति तत्र मया बहुविधाः पाकाः पठिताः तत्र हल्सिन् काय् चिप्स् कथं कर्तव्यं इति मया अधीतं तत्र बहु सम्यक् पाठ्यते पुनश्च यूटूब् मध्ये बट् अण्ड् बट् इत्येकं चानेल् आगच्छति तत्रापि बहु समीचीनरूपेण कथं पाकः कर्तव्यः इति दर्श्यते तत्रापि मया दृष्ट्वा उद्दु हप्ला कथं कर्तव्यमिति मया पठितं वर्तते पुनश्च एकं ब्राह्मणभोजनम् इत्येकं चानल् आगच्छति तत्रापि ब्राह्मणानां भोजनं कथं भवति इति दर्शितं वर्तते तेन मम ज्ञानं वर्धितं कथं भोजनं कर्तव्यम् इति मया अधीतं वर्तते